एवं अस्ति अस्ति वीडियो वीडियो कृते ड्रोन् मास्तु मम कृते विडियो एव अस्तीति चेत् वीडियो कृते प्रायः एकलक्षं भवति सर्वं एवं सत्यं परन्तु त तद् सिद्धता एव सिद्धाः एव बहु कार्यमस्ति सिद्धता कार्यमेव द्वौ आगच्छति तदर्थमेव अस्तु एवं वन् लाक् फ़िफ़्टि तौसण्ड् भवति

तथा न भवति ड्रोन् आकाशे खलु तत् ये उपविष्टाः भवन्ति तेषां कर्तुं न शक्यते वीडयो कर्तुं न शक्यते तदर्थमेव तदर्थमेव वीडियो अपि यदि वीडियो अनन्तरं ड्रोन् द्वयमपि अपेक्षते चेत् एकलक्षं कृते अहं करोमि किञ्चित् न्यूनं करोमि डिस्कौण्ट् कृत्वा एकलक्षं प्रति इति एवं

एवम् एवं

तदर्थम् तदेव अस्तु अहं ड्रोन् अनन्तरं वीडियो द्वयमपि कृते नैन्टि तौसण्ड् मध्ये आगच्छामि इतोपि न्यूनं कर्तुं न शक्यते महोदय अस्माकं कृते नष्टं भवति त्द् नास्ति सत्यम् एकं दिनमेव सत्यं सत्यं परन्तु व् अस्माकं स्टुडियो बेङ्ग्ळूर् मध्ये अस्ति ते बेङ्ग्लूर् तः आगन्तव्यं खलु तत्र अनन्तरम् अस्माकं किञ् किम् इति चेत् अस्माकं वीडियो क्वालिटि नेक्स्ट् लेवेल् भवति तदर्थमेव

अस्तु अस्तु अस्तु अस्तु अशीतिसहस्रं ओ धन्यवादः